गत सप्ताहे अहं कानिचन प्लास्टिक् कण्टेनर्स् क्रीतवती पाकशालायां उपयोगं कर्तुम् किन्तु ते सम्यक् नास्ति कण्टेनर् लिड्स् सम्यक् फ़िट्टिङ्ग् नास्ति अतः अतः बहवः श्रमेण एव उपयोगं करणीयं किन्तु स्मेल् अपि स्मेल् अपि उत्तमं नास्ति प्लास्टिक् स्मेल् अस्ति सो तस्मिन् तस्मिन् कण्टेनर् मध्ये किमपि स्थापयति चेत् तदपि तदपि प्लास्टिक् स्मेल् आगच्छति अतः अहं न सन्तुष्टा